अस्माकं भारतवर्षे नैकाः समस्याः समागच्छन्ति तत्र एकस्मिन् समये किमभवत् उत्तराखण्डराज्ये केदारनाथमन्दिरमस्ति तत्र मन्दिरस्य समीपे नैकाः पर्वताः सन्ति तत्र बहु वृष्टिः एकस्मिन् समये अभवत् तदानीं वृष्ट्याः जलं तत्र आगत्य मन्दिरस्य चतुस्वास्वेत् तस्य गत्वा भूस्खलनं बहु अभवत् अनन्तरम् अस्माकं परिसरे नाम अस्माकं ग्रामस्य ग्रामे नद्यः वनानि पर्वताः समुद्राणि सन्ति एते परिवर्तितः गतेषु वर्षेषु ऋतुषु परिवर्तनं दृश्यते इति वा बहु परिवर्तनं दृश्यते बहु इत्युक्ते समये पुष्पाणि न विकसन्ति असमये फलानि फलन्ति जनाः विभिन्नरोगेषु मिलितः समभवन्ति पुनश्च अस्माकं भारतवर्षे गत इदानीमेव नाम गतपर्याये करोनाकालः आसीत् तत्तु महती समस्या जनानाम् कथं क्रियासीत् ते कथं जीवन्ति इत्येतत् तत्र नैके विषयाः सन्ति